नमस्ते कः अस्तु भवान् पूर्वमपि आगतवानासीत् किमर्थं भवान्मध्ये त्यक्तवान् यदा भवान् एवम् यदि भवान् सम्यक्तया यदि कर्तुम् इच्छति चेत् अवश्यमेव करोतु चिन्ता नास्ति परन्तु एतादृशं भवान् पुनः करिष्यति चेत् अहं भवन्तं न स्वीकरोमि भवान् जानाति अस्तु अस्तु अस्तु तत् अस्तु तत् वार्तां त्यजतु चिन्ता नास्ति अनन्तरं भवान् यदि आगच्छन्ति चेत् आगच्छति चेत् सम्यगस्ति भवान् जानाति एव अस्माकं जिम् सम्पूर्णे अस्मिन् नगरे बहु प्रसिद्धः अस्ति अस्माकं जिम् अतः अत्र अत्र शुल्कमित्यादि भवान् जानाति एव रिगिस्ट्रेशन् फ़ीस् अस्ति अनन्तरं तस्य शुल्कं मासिकं शुल्कम् अस्ति फ़ैव् हण्ड्रेड् पञ्चशतं रूप्यकाणि तत्तु हा तत्तु अहं जानामि सम्यक्तया आम् अहं सम्यक्तया भवन्तम् अहमत्र कारयामि जिम् चिन्ता नास्ति भवतः कृते यत् अपेक्षते तत् सर्वमहं शिक्षणं दास्यामि अनन्तरं भवान् प्रतिदिनं समयेन एव अत्र आगन्तव्यमस्ति यदि विलम्बः भवति चेत् तत्तु अस्माकं तत् अस्माकं कार्यमेव अस्ति वयम् अवश्यमेव कारयामः परन्तु तत्र नियमाः ये सन्ति यथा प्रातः यथा भोजनस्य विषये अस्ति भोजनं यथा यथेष्टं न कर्तव्यं तत्र तत्र बहूनि कार्याणि सन्ति बहवः तत्र नियमाः सन्ति बहवः

तर्हि भव् त तर्हि भवता तत्र वक्तव्यमासीत् भवान् किमर्थं न उक्तवान् यदा भवन्तः यदि शुल्कं ददाति चेत् भवान् तदानीं भवतः प्रष्टुम् अधिकारः अस्ति अहम् अहम् अन्यानपि योजयामि तत्र अस्तु आगच्छतु चिन्ता नास्ति